अहम् इदानीं शास्त्री इति नाम बी ए कुर्वन्नस्मि एतदनन्तरम् एम् ए अथवा बी एड् कर्तुमपि शक्यते एतद् एतदनन्तरमेव अहं शिक्षकवृत्तिं प्राप्तुं शक्नोमि अथवा बि ये अनन्तरं येम् बी ए वा भवतु अथवा आरक्षकानाम् एग्साम् लिखित्वा अपि वृत्तिं प्राप्तुं शक्नोमि एतादृशः एव एतत् मध्ये एव जीविकायाः नाम मम पितरं दृष्ट्वा अहं प्रेरेपितः प्रेरेपितः अस्मि मम जीवनकाले यत् संस्कृतभारत्यां प्रति बहु कार्यं कर्तुम् अहम् इच्छामि तत्र बालकेन्द्रं भवति बालः बालकानां कृते लघुः लघुबालकानां कृते संस्कृतस्य विषये संस्कृतस्य विषये अध्ययनं कर्तुं प्रोत्साहं दातुं शक्नोमि संस्कृतं संस्कृते बहु बहु विषयाः सन्ति तान् तान् शिक्षकरूपेण शिक्षकरूपेण वक्तुं बहु बहु उत्तमकार्यं भवति एतदेव शिक्षकाः बहूनि कार्याणि कुर्वन्ति शिक्षकः एतद् संस्कृतस्य संस्कृतस्य शिक्षकाः बहु न्यूनाः सन्ति अयम् एतद् राज्ये तदर्थमेव एतद् कार्यं बहु उत्तमकार्यं भवति एतत् संस्कृतभाषा देवभाषा इति अपि अस्ति एतस्याः प्रचारणार्थं बहवः सङ्घाः वा भवतु बहु वृत्तिः न सन्ति तदर्थमेव एतां वृत्तिं कर्तु्म् अहं बहु इच्छुकः अस्मि